प्राचीनभारतस्य केचन प्रसिद्धानां राजानां विषये वद इत्युक्तम् तत्र प्राचीनभारते बहवः राजानः दृश्यन्ते यथा अशोकः वा भवतु एवं चाणक्यः वा भवतु भरतः रामः इत्यादयः बहवः राजानः दृश्यन्ते तत्र रामस्य विषये किञ्चिद् वक्तुमिच्छामि रामः यदा बालः आसन् तदानीमेव सह लक्ष्मणः विश्वामित्रेण सह विश्वामित्रः आगत्य रामः रामम तथा लक्ष्मणञ्च ताटक्यं मारयितुं नयति तदानीमेव सः यदा बालः आसन् तदानीमेव राक्षसे राक्षसस्य राक्षसाणां संहरणे अतीव समर्थः आसीत् इति महान् सन्तोषविचारः अस्माकं भारतीयसम्प्रदायः अतीव उन्नतस्थाने आसीदिति वक्तुं शक्यते एवम् यदा सः रामः सीतायाः विषये किञ्चित् किमपि किं काचिद् सूचितम् इति कारणात् तां वनस्य वनं प्रेषयति एवं सः स्वसीतां पत्नीमपि पत्नी इति अपि अचिन्त्य तां कश्चित् किमपि उक्तवान् इति कारणात् तां सीतां वनं प्रेषयति एवं सः मर्यादापुरुषोत्तमः इत्यपि प्रसिद्धः वर्तते एवं वचनपरिपालकः एवं सः किमस्ति महान् पराक्रमी एवं बुद्धिमान् धीमान् एवम् सर्वज्ञातः आसन् सः रामः तथापि महान् बुद्धिमान् वीरः वीरः एवं बलवान् च आसन् सः रामः सः लङ्कां गत्वा स्वसीतां प्राप्तुं रावणमपि ममार्य ममार तथा च सीतामानीय तस्य च पट्टाभिषेकञ्च सम्पन्नं तथापि सः पुनः सम्पन्नं तदुत्तरमेव सीतायाः विषये काचित् किं कथं कश्चनः किमपि उक्तवान् इति कारणादेव तां सीतां वनञ्च प्रेषितवान् एवं सः राजान् प्रजानां पालने अपि सर्वदा अपि संनद्धः आसन् प्रजापालनेव सः सर्वदापि निरतः आसन् इति ज्ञातुं शक्यते